भिन्नभिन्न भाषासु भिन्नभिन्नशैल्या गायनावसरे अहं तु वोय्स् मोडुलेशन् करोमि अनन्तरं उच्च यदा उच्चैः किं गानम् गायनीयं चेत् अहम् उच्चैः गायति नीचैः तु मम शब्दस्य शब्दं मन्दं कृत्वा शनैः गायामि अनन्तरं कुत्र कुत्र तस्य किञ्चित् माडुलेशन् सर्वं करणीयं तादृशं किमपि मम मनसि आगच्छति चेत् तादृशं तदनुसृत्य मम शब्दस्य माडुलेशन् कृत्वा गायामि अनन्तरम् अनन्तरं तु तत्र भिन्नभिन्नभाषायाम् अस्ति अतः अहं तु तत् तस्य उच्चारणविषये अपि अहं किम् एकं श्रद्धां करोमि